मम गृहं गुरुवादेशस्य समीपे अस्ति गुरुवाश्रीकृष्णस्वामीमन्दिरं दक्षिणभारतस्य केरलस्य त्रिशूर्मण्डलस्य चावकट् तालुकु स्थितं प्रसिद्धं हिन्दूमन्दिरमस्ति केरलस्य महत्त्वपूर्णेषु तीर्थेषु तीर्थकेन्द्रेषु अन्यथा आमस्ति तिरुमलः तिरुपतिः वेङ्कटेश्वरस्वामी तस्य पूरिजगन्नाथमन्दिरस्य बद्रीनाथः महाष्णुमन्दिरस्य च अनन्तरं गुरुवायूर् केरलस्यैव वस्तमं वैष्णवमन्दिरं तथा च स्व समाधिं भ्रमणं कृत्वा मन्दिरमस्ति गुरुवायूर् नगरे त्रिशूर् नगरस्य वायव्यादिशि एकादश किलोमीटर् दूरे स् स्थितस्य अस्य मन्दिरस्य मूलदेव देवता चतुर्बाहो भगवान् विष्णुः अस्ति तथापि भगवन् भगवतः नवमातरं नवमः अवतारस्य नव अवतारस्य श्रीकृष्णस्य नाम्ना इदं मन्दिरं प्रसिद्धम् अस्ति अत्र गुरुवायूरप्पन् इति नाम्ना प्रसिद्धः भगवान् केरले हिन्दूनां मुख्यमूर्तिः अन्यतमः अस्ति अधिकांशः भक्ताः गुरुवायूरप्पन् अन् उन्नतानाम् उण्णकण्णन् पो रूपेण पूजयन्ति भक्तानां मतं यद् कृष्णवदारकाले स्वां स्व स्वमातापितरौ देवग्यवासुदेवौ च कारागृहे कारागारे विष्णुः विष्णुः एव दर्शनं कृतवान् एतदेव कारणं यद् गुरुवायूरप्पन् उन् उण्णिकण्णन् रूपेण दर्श्यते भगवत्याः तीर्थस्य अपि तथैव महत्त्वम् अस्ति पूर्वे एतत् भगवान् भगवती मन्दिरम् आसीत् अद्यत्वे पुरातनं भगवतीप्रतिष्ठामन्दिरस्य भिन्नस्य भित्तस्य ईशः ईशान् ईशान्यदिशि प्राप्यमानः आदि आदिपराशक्तिदुर्गा भद्रगाळि अवतारणाभिः सः भगवती अस्ति एषा भगवती गुरुवायुर् मन्दिरस्य रक्षा रक्षकमूर्तिः इति विश्वासः अस्ति अतः अस्य तीर्थस्य विशेषं महत्त्वं दीयते अस्मिन् मन्दिरे अपि उपदेवतारूपेण गणेशस्य ऐय्यप्पन् सुब्रह्मण्यः हनुमतः अनन्तस्य च देवः देवताः सन्ति अपि च अदृश्यसङ्कल्पनारूपेण शिवस्य पूजा अस्ति मन्दिरस्य मुख्योत्सवः कुम्भवासे दश दशदिनास्मि यावत् भवति सः उत्साहः अपि च वृक्षः वृश्चिकमासस्य एकादश एकादश एकादश एकादशीव्रतं सिंहा सिंहमासस्य अष्टमी रोहिणी तिरुवाणं दीवालिः मे मासः मे मासे विषुः धनुः धनुः शिशिरः शिरस्य द्वादशदिनाङ्कं वामतः भगवतीयाः कलापः कलापोलिसतः तथा च मकरं मकरमस्य चतुर्थीं मङ्गलवासरे शुक्रवासरः शुक्रवासरे वा वैशाकपूर्णं पुण्यमासमिदं पुण्यं ह मासं यद् दिवसपर्यन्तं भवति अतीव विशेषाः सन्ति केरलसर्वकारस्य पृथक् ते देवस्वामिनः अस्य मन्दिरस्य प्रश्नं प्रशंसनं भवति